गृहं मनुष्याणां कृते गृहनिर्माणम् एकं स्वप्नमिव वर्तते पुनश्च गृहनिर्माणम् इत्युक्ते बहु सुलभं न वर्तते सामान्यतः मम प्रान्ते सर्वा सर्वाण्यपि गृहाणि उपलभ्यन्ते यथा कोङ्क्रिट् गृहाणि बङ्ग्लो एवञ्च अपार्ट्मेण्ट् इत्यादिकं रू गृहाणि अपि लभ्यन्ते सामान्यतः मम प्रान्ते कोङ्क्रिट् गृहाणि एव निर्मितं बङ्ग्लो अपि निर्मितं एवञ्च मम प्रान्ते गृहस्य पुरतः उद्यानानि अपि दृश्यन्ते तद्विहाय अपार्ट्मेण्ट् सिस्टम् अपि वर्तते बृहद् बृहद् फ्लाट्स् वरीवर्तते इति मम प्रान्ते स्थितं गृहनिर्माणं एवञ्च ये च शिक्षार्थं कार्यार्थं च मम प्रान्ते आगच्छन्ति तेभ्यः अपि आवश्यक परिमाणे गृहाणि उपलभ्यन्ते यथा पि जि इत्यादिकमपि मम अस्माकं प्रान्ते उपलभ्यन्ते तत्र बहु बहुषु जनानां बहुषु जनान् नां ट्रेडिङ्ग् इति करणीये इति करणीयम् एव इति विचिन्त्य आगच्छन्ति तत्अस्माकं प्रान्ते गृहाणि अपि उब उपलभ्यन्ते येन ट्रेडिङ्ग् अपि ये यत् ते मनसि निधाय आगच्छन्ति तदपि सुलभतया कार्यं भवति भव्